अहम् आयुर्वेदवैद्या अस्मि पारम्परिकचिकित्सापद्धतिद्वारा आयुर्वेदशास्त्रं तु न अधीतवती किन्तु विश्वविद्यालये आयुर्वेदशास्त्रं पठितवती चिकित्सालयगमनं नावश्यकम् इति न यदा रोगः जायते तदा अवश्यं चिकित्सालयगमनं भवत्येव किन्तु अत्र आयुर्वेदपद्धतेः वैशिष्ट्यं वक्तव्यं आयुर्वेदस्य उद्देशः अस्ति स्वस्थस्य स्वास्थ्यरक्षणम् आतुरस्य विकारप्रशमनम् इति दिनचर्या ऋतुचर्या सद्वृत्तादीनां पालनेन कथं वयं स्वस्थं तिष्ठेम तथा पथ्याहारविहारस्य सेवनात् रोगनिवारणं कथं करणीयम् इत्यपि बोधयति आयुर्वेदशास्त्रम् ऋतुविपरीततयाः कारणाद्वा आगन्तुजकारणाद्वा अपथ्याहारसेवनाद्वा यदि रोगाः जायन्ते तदा अनिवार्यकारणात् चिकित्सालयगमनं भवत्येव तदा आयुर्वेद औषधम् एव स्वीकरणीयम् अन्यम् औषधं न इति अहं न वदामि यतः सुश्रुतसंहिताम् एव उक्तमस्ति आदौ आतुरस्य विकारप्रशमनं वैद्यस्य आद्यकर्तव्यं भवति इति यदि आयुर्वेदपद्धति पद्धतिमध्ये अथवा सिद्धा वा होमियोपथि वा अथवा पाश्चात्य सं चिकित्साद्वारा रोगनिवारणं शक्यं तदा रोगस्य अनुगुणं चिकित्सा अनिवार्या भवति अतः यत्र परिहारः उत्तमरीत्या लभ्यते तत्र अवश्यं प्रयत्नः करणीयः